ग्रामीणजनाः क्षेत्रविषये कुटुम्बविषये एवं धनविषये कलहं कुर्वन्ति कृत्वा अनन्तरं ते साक्षात् तत्र न्यायालयं वा रक्षकबटनिलयं वा गच्छन्ति तत्र न्यायालये ग्रामीणजनाः बहु कष्टान् अनुभवन्ति तत्र ग्रामीणजनान् दृष्ट्वा एते निरक्षराशिनः एतेषां ज्ञानं नास्ति इति मत्वा तत्र उद्योगमेव कुर्वन्ति ते तदा तदा एतान् पीडयन्ति एते कृपया अस्माकं पत्राणि

यत् आवश्यकं तत् समाचारं पृच्छन्ति चेत् झटिति न यच्छन्ति भोः अद्य न शक्यते भवान् श्वः अथवा परश्वः अथवा प्रपरश्वः आगच्छतु अधुना न शक्यते मम कार्यमस्ति कार्यमग्नः इति अधिकारिणिः ग्रामीणजनान् दूषयन्ति